मूल्याङ्कानां मुद्राणां तथा पाषाणखण्डानां सङ्ग्रहणस्य शैक्षणिकं मौल्यं तु भवत्येव वस्तुतः पश्यतु मूल्याङ्कानां नाम यत्र आङ्ग्लभाषायां श्टाम्प्स् इति कथ्यते तत्र तु शिक्षास्तरीये नाम शिक्षाक्षेत्रे तु तस्य बहु मौलं मौल्यमस्ति कुतः इति चेत् अधुना तु सर्वत्र स्वाक्षरः तेन माध्यमेन एव भवति नाम श्टाम्प् मौल्याङ्कनं माध्यमेन एव तेषां स्व स्व हस्ताक्षरः भवति पुनः मुद्राणां मुद्राणां नाम मुद् अधुना स्व प्राचीनकाले स्वर्णमुद्रा रौप्यमुद्रा इति इत्येताः मुद्राः लब् लभ्यन्ते स्म तेषां मुद् मुद् मौद् मुद्राणां शैक्षणिकदृष्ट्या तु मौल्यं भवत्येव एवं पाषाणखण्डानाम् अपि वस्तुतः प्राचीनकाले लेख लेख लेखनसाधनस्य अभावात् मनुष्यः किं कुर्वन्ति स्म मनुष्याः शिलाखण्डस्य उपरि ताम्रपत्रस्य उपरि पुनः तालपत्रस्य उपरि स्वहस्त स्वहस्ताक्षरं नाम स्व म अनुभवं वदनार्थं तस्य उत के नाम शिलालेखस्य उपरि लिपि मा लिपिमाध्यमेन किञ्चित् कि किञ्चित् लिखन्ति स्म तेषां तु तेषाम् अधुना पा पाषाणखण्डनं खण्डरूपेण प्राप्यते स् सर्वेषु प्रदेशेषु प्राप्यते यथा राजस्थानप्रदेशे प्राप्यते एवं काश्मीरप्रदेशे अपि प्राप्यते गुजरातप्रदेशे अपि गिरिनार शिलालेखरूपेण प्राप्यते तेषाणां तेषां पाषाणखण्डानां सङ्ग्रह माध्यमेन यदि कुत्रचित् प्रा नाम विद्यालयेषु उत गृहस् गृहेषु स्थाप्यते तत् एवं केचित् नाम जनाः सन्ति नाम जनाः सन्ति तान् पाषाणखण्डान् पश्य दर् पाषाणखण्डस्य दर्शनार्थम् आगच्छन्ति एवं च तेषां विषयक तेषां ब बह बहवः प्रश्नाः अपि भवन्ति तेषां प्रश्नानाम् उत्तरमपि प्रदीयते एवं पाषाणखण्डानामपि चिकित्सालये तस्य बहु मौल्यम् अस्ति कुत्र इति चेत् पाषाणखण्डम् आश्रित्य परं कदाचित् रिसर्च् जनाः शैक्षणिकदृष्ट्या रिसर्च् कुर्यात् एवं पाषाणखण्डानामपि शैक्षणिकं मौल्यम् भवत्येव परन्तु धनविषये तेषां मौल्यं तु तथा अधिकं नास्ति परन्तु प्राचीनभारतस्य ग घटना उद्घाटनार्थं तेषां पाषाणखण्डानां पुनः मु मुद्राणामपि मूल्यं भवत्येव